इदानीन्तनकाले तोलनार्थम् एलेक्ट्रानिक् तुलायन्त्रमस्ति धनदातव्यं चेत् गूगल् पे फ़ोन् पे इति क्रेतुम् अपि शक्यते डेबिट् कार्ड् द्वारा वा क्रेडिट् कार्ड् द्वारा वा

व्यापरं कर्तुमपि शक्यते धनम् अपि अन्य स्थलं या या आपणं वा प्रदातुमपि शक्यते अत्र परिर्तनस्य किमपि चिन्ता नास्ति एव तद् एकं मम लघुव्यापरं किमपि नास्ति किन्तु अहम् अत्र लोके दृष्टवान् तत् किञ्चित् शुभं सुलभमेव अभवत् एतद् तुलस्य एलेक्ट्रानिक् तुलस्य तोल तोल् मापनं वा तोल् मापनं यन्त्रसय आम् एतद् धन धनस्य अत्र धनस्य चित्रणम् एव नास्ति ये क्रेतारः सन्ति ते दूरवाण्या मूलक एव धनं दास्यन्ति सा एका चित्रस्य पलकं भवति तत्र व्यापारस्य समीपे तत्र तस्य वित्तकोशस्य अकौन्ट् साक्षात् गच्छति तद्धनम् एतद् किञ्चित् सुलभमार्गमपि आसीत्